अत्र अस्माकं देशे बह्व्यः चिकित्सापद्धतयः सन्ति अत्र प् प्रमुखा भवति अस्माकम् आयुर्वेदः एवम् अन्ये अपि किम् अन्ये पद्धतयः अपि सन्ति यथा अस्माकं होमियोपदी अस्ति एवं बहवः सन्ति प्रत्येकस्य पदं चिकित्सापद्धतेः प्रत्येकं वैशिष्ट्यं वर्तते यथा होमियोपदि विषये एव वदामः उच्यते चेद् तत्र कोरोणा काले अस्माभिः अस्माभिः तत्र होमियोप ओमियोपदी मध्ये प्रमुखम् औषधं शि सिद्धमासीत् तेन कारणेन कों कोरोणायाः न्यूनता जाता इति वयं सर्वे जानीमः एवमेव अस्माकम् आयुर्वेदः अस्ति आभारतं प्रसिद्धं भवति आयुर्वेदः एवम् अन्ये अपि पद्धतयः सन्ति यदा अस्माकम् आलोपदी इत्यादिकम् अस्ति एवं सिद्धवैद्यम् इत्यादयः बहवः सन्ति तावदेव केन